नमो नमः अहम् कार्यं यदा करोमि तदा अस्म् मया दोषाः तु भवन्ति एव अं दोषः ना दोषाः भवन्ति तदर्थम् अहं तद् किं कार्यं कर्त्तव्यं किम् आवश्यकम् आवश्यककार्येषु किम् अत्यावश्यकं कार्यं कार्यम् आवश्यकं कार्यं तदहं पूर्वं लिखामि टिप्पणीपुस्तिकायां पुनः अन्यस्मैऽपि वदामि यदहं विस्मरामि चेत् भवान् माम् सूचयतु पुनः यः जानाति त तस्य पा तस्य पार्श्वे गत्वा अहं तं सूचयामि यदि अहम् एवम् एवं कार्यं करोमि अत्र किम् आवश्यकं किम् अनावाश्यकं तत् सः सूचयति अनन्तरम् अहं तद्दृष्ट्या तस्मिन् मार्गे तस्मिन् कार्ये तस्मिन् मार्गे गच्छामि